अहं मम पशूनां संरक्षणं बहु समीचीनतया करोमि पशुभिः सह मम बन्धः मातृ अपत्ययोः यादृशः यादृशः बन्धः भवति तादृशः एव अस्ति अहं तेषां संरक्षणं परिपालनं बहु समीचीनतया बहुप्रेम्णा करोमि पशुः इति शब्दः एव न प्रव प्रयोक्तव्यः तेषां कृते वस्तुतः नामकरणमपि मया कृतं मम सकाशे एका गोमाता अस्ति अस्ति सा पशुः इति नास्ति सा माता अस्ति वस्तुतः सा मम जननी अस्ति सा जननी इति नास्ति परं जगन्मातुः रूपं तु अस्ति सा तस्याः नाम अस्ति कात्यायनी इति अहं तस्याः नाम स्थापयामि ताम् आह्वयामि तां न दण्डयामि कदापि परं तर्जयामि यदि सा भोजनं न करोति यदि सा जलं न पिबति यदि सा तस्याः आरोग्यस्य संरक्षणं न करोति एतत् सर्वं दृष्ट्वा अहं तर्जयामि एवं च प्रेम्णा तां लालयामि परिपालयामि च यतो हि सा मम माता अस्ति चेदपि मया तस्याः रक्षणं करणीयम् इति मम मनसि सर्वदा चिन्तनं भवति न केवलं गोमातरः अपि तु अहं ये मार्गे मार्गे शुनकाः भवन्ति अन्यथा पक्षिणः भवन्ति रुग्णाः पक्षिणः पतिताः प्राप्यन्ते कदाचित् एवं च सर्वेषामपि मम मनसि स्थानं तु वर्तते सर्वेषां स् रक्षणं परिपालनं परिपालनं करणीयं सेवा करणीया यदा अवसरः प्राप्यते इत्येव चिन्तयामि अहं यतो हि देवस्य बहवः रूपाणि सन्ति एकं सत् विप्राः बहुधा बहुधा वदन्ति इति वेदाः एव घोषयन्ति तत्र वेदेषु यद् उक्तं सर्वत्र तत्वम् असि इत्येव इत्यपि अयमात्मा ब्रह्म इत्यपि वेदं घोषयन्ति वेदमेव अस्माकं कृते प्रामाणिकम् इत्यतः भगवतः रूपं रू रूपाणि सन्ति सर्वेपि जन्तवः वा पशवः वा मानवः इ ये अपि एक पशुः एव वर्तते अतः अहं सर्वैः सह मिलित्वा भवामि परं मम विशेषप्रीतिः तु मम मातुः कात्यायन्याः कृते अस्ति सा तु साक्षात् देव्याः रूपं वर्तते अहं तस्याः नाम प्रति बहुवारं ताम् आह्वयामि तस्याः भोजनं कारयामि तां स् स्ना स्नापयामि तां तस्याः मुखे तिलकं स्थापयामि तस्याः तया सह क्रीडामि बहु बहु क्रीडामि तां तर्जयामि लालयामि सर्वं करोमि अतः तस् तया सह विशेषतया तया सह एवं च सर्वैः प पशुभिः सह मम विशेषबन्धः वर्तते